नूपुरं मह्यं नूपुरं बहु रोचते गतमासे मया तृतीयसप्ताहे नुप् एक एकं नूपुरं क्रीतवती तस्य विन्यासः बहु सुन्दरमस्ति तत्र बहवः विन्यासः सन्ति मित्राणि सर्वे कुत्र क्रीतवती इति पृच्छन्ति तस्य शब्दः बहु मधुरमस्ति चलनवेलायाम् अहं बहु आनन्दम् अनुभवामि